अहं तिरुपतिप्रदेशे वसामि अस्मिन् प्रदेशे भूवैकुण्ठं इति प्रसिद्धं तिरुमलक्षेत्रम् यत्र श्रीश्रीनिवासः श्रीवेङ्कटेश्वरः इत्यादिभिः नाम्ना आहूयमानः श्रीहरिः विलसति अत्र अधः तिरुपतिनगरे श्रीगोविन्दराजदेवस्थानं श्रीकोदण्डरामस्वामीदेवस्थानं ग्रामदेवतायाः श्रीतातय्यगुण्टगङ्गम्मादेव्याः देवस्थानं श्रीश्रीनिवासस्य पत्न्याः पद्मावत्याः तिरुच्चानूरु मध्ये विद्यमानायाः देवस्थानं समीपे समीपस्थे एव कालहस्ती इति ग्रामे भगवान् शिवः वायुलिङ्गेश्वरः भूत्वा निवसति तस्य देवस्थानमस्ति श्रीकपिलतीर्थं यत्र भगवान् कपिलमहर्षिः तपः कृतवान् इति प्रतीतिः अस्ति तद्देवस्थानं प्रसिद्धस्य इस्कान् देवस्थानस्य एका शाखा मुख्या शाखा अस्ति अत्र एवं बहूनि देवस्थानानि अत्र सन्ति तद् तद् देवस्थानानुगुणं देवस्थानस्य देवतायाः अनुगुणं तस्मिन् तस्मिन् देवस्थाने उत्सवाः प्रचलन्ति कपिलतीर्थे श्रीकाळहस्तिदेवस्थाने च शिवरात्रोत्सवः महता वैभवेन आचरीयते इस्कान् देवस्थाने श्रीकृष्णजन्माष्टमी महता वैभवेन आचर्यते तातय्यगुण्टागङ्गम्मादेवस्थाने दसरा दसरा अथवा नवरात्रम् प्रमुखं पर्व तथैव देव्याः सर्वाणि पर्वाणि तत्र महता वैभवेन उत्सवरुपेणैव आचर्यन्ते तिरुमलक्षेत्रे तु प्रतिदिनं पर्व एव यत्र आषाढ मासेऽपि पर्व श्रावण मासेऽपि पर्व एव वसन्तनवरात्रं यद्भवति तस्मिन् समये श्रीरामस्य उत्सवः एवं सर्वाणि पर्वाणि महता वैभवेन तस्मिन् देवस्थाने आचर्यते आचर्यन्ते प्रत्येकं पर्वणि जनानाम् उत्साहः आनन्दः च आकाशं प्राप्नुवन्ति उत्सवः नाम कस्य न प्रियः प्रत्येकं जनः तत्र स्वीयमेव एतद् स्वस्यगृहस्य कार्यम् इव तत्र भागं वहति तस्मिन् समये एव व स्वस्य अन्य कष्टान् जनः विस्मरति एतदर्थमेव खलु सन्ति उत्सवादिकम् उत्सवादिकानि